अस्माकं प्रदेशे अनेकाः स्थानीययानव्यवस्थाः भवन्ति तत्रादौ त्रिचक्रिका जनानां लघुदूरगमनाय अल्पदूरगमनाय उपयुज्यमानः यानविशेषः भवति त्रिचक्रिका इति आधिक्येन त्रयः एव तत्र उपवेष्टुम् अर्हन्ति अपि च धनम् अपि अल्पं भवति इति कारणात् त्रयः जनाः केवलं सन्ति चेत् ते त्रिचक्रिकायाम् एव गच्छन्ति द्वितीययानविशेषः भवति लोकयानम् यत्र बहु बहवः जनाः भवन्ति अ इति कारणात् धनम् अपि इतोऽपि अल्पं भवति दीर्घदूरगमने अपि उप उपयोक्तुं शक्यते एवमेव प्र एकस्मात् प्रदेशात् प्रदेशान्तरं गन्तुं एकस्मात् जनपदात् जनपदान्तरं गन्तुम् अथवा एकस्मात् राज्यात् राज्यान्तरं गन्तुम् अपि अयं लोकयानविशेषः उपयुज्यते एवमेव अपरयानविशेषः भवति मेट्रोयानम् नगरे एव नगर नगरस्य एकस्मात् कोणात् अपर अपरं कोणं गन्तुम् अथवा विविधेषु प्रधा प्रधानेषु स्थानेषु गन्तुं मेट्रोयानस्य उपयोगः क्रियते